अस्माकं मण्डले वैद्यव्यवस्थाः सम्यगेव वर्तन्ते आयुर्वेदपद्धत्या आङ्ग्लपद्धत्या होमियोपति पद्धत्या योगादिपद्धत्या चिकित्सां कुर्वाणाः बहवो वैद्याः दृश्यन्ते तेषां वैद्यशालाः दृश्यन्ते अस्माकं मण्डले तत्र केचन वैद्यालयाः निर्धनैः प्राप्तुं न शक्यन्ते परन्तु अन्ये केचन प्राप्तुं शक्यन्ते तत्रापि सुस् तत्र सुसज्जित वैद्यकीयव्यवस्था सर्वत्रापि अस्माकं मण्डले दृश्यते इति विशेषः ग्रामीणप्रदेशेष्वपि वैद्यकीयव्यवस्थाः दरीदृश्यन्ते कोविड् कालेपि सम्यक् एव कार्यं कृतवत्यः ताः वैद्यशालाः